शिल्पकलायां मम बाल्यादेव आसक्तिः आसीत् परन्तु बाल्ये अवकाशः न प्राप्तः तदनन्तरम् अवकाशः प्राप्तः मया कलामाध्यमेन गृहनिर्माणं क्रियते एवं विभिन्नरूपाणां विग्रहाणां निर्माणं क्रियते नर्तकीनाम् एवं श्रीकृष्णयशोदा एतादृश शिल्पानां निर्माणं क्रियते एवमपि यक्षगान नृत्य तादृशानामपि भङ्गीनां निर्माणं कलामाध्यमेनैव क्रियते आधिक्येन तु भवनानां निर्माणं कलामाध्यमेन क्रियते गृहनिर्माणं भवननिर्माणं विद्यालयनिर्माणम् एवं भिन्न भिन्न भवनानां निर्माणेन अहं मम कलामाध्यमं अधुना प्रकटीकर्तुम् इच्छामि